बाल्ये मम जीवने अविस्मरणिया घटना एषा अस्ति अहं दशमकक्षा छात्रा आसं तस्मिन् समये मम शिक्षकः एकस्य पर्वतस्य पाण्डवानां पर्वत इति मम ग्रामसमीपे अस्ति पाण्डवानां पर्वतस्य आरोहणार्थम् अस्मान् नीतवान् अस्माकं शिक्षकः सा वदति स्म वयं पर्वतारोहणं कुर्मः पर्वतस्य उपरि जलं वर्तते इति उक्तवन्तः अहं चिन्तितवान् किं पर्वतस्य उपरि जलं तत् कथं भवति तत् स् कथं तत् कथं सम्भवति इति मा चेतितं किं वयं सर्वेपि द्वाविंशति छात्राः शिक्षकेन सह वयं तत्र गतवन्तः किन्तु पर्वतस्य आरोहनार्थं मार्गः न आसीत् सः मार्गः तत्र मार्गः नास्ति किन्तु मार्गः कथम् आरोढव्यं पर्वतः कथम् आरोढव्यः इति चिन्तनमासीत् शिक्षकेन उक्तमासीत् अस्माभिः मार्गः निर्मातव्यः इति कथं मार्ग निर्मातुं शक्नुमः मार्गं निर्मातुं शक्नुमः एकः छात्रः पुरतः स्थित्वा दण्डेन तत्र सर्वत्रापि गुल्माः भवन्ति गुल्मेषु अपि एकं मार्गं लघुमार्गं निर्माति स्म एकः एकः अन्तः तस्मात् गुल्मः गुल्मः किं दण्डेन कृतस्य मार्गे कृतेन मार्गेन वयं गच्छाम स्म मध्ये मध्ये वदन्ति स्म वनशूकराः सन्ति अस्मिन् पर्वते तेनापि भयं प्राप्नुमः स्म मध्ये मध्ये इदानीं यदा गच्छामः मध्ये मध्ये कदापि स्प् बृहत् बृहत् शिलाः खण्डाः अपि आगच्छन्ति स्म ततः वयं रज्जुना वयं शिलाखण्डान् आरुह्य गतव् गच्छामः स्मात् ततः वयम् अन्ततो गत्वा पर्वतस्य उपरि गतवन्तः तत्र अस्माभिः जलं दृष्टं किं पर्वतः पर्वतस्य उपरि अपि पर्वतस्य उपरि अपि जलं सम्भवति एव इति तेन अस्माभिः ज्ञातं तदेव यस्य कस्यापि पर्वतस्य आरोहणम् मार्गं विनापि आरोढुं शक्नुमः इति तदा अस्माकं धैर्यम् आगतमासीत्